नमस्ते मया तत्र अपूपानां कृते आर्डर् कृतम् तत् एकम् अष्टममार्गं वयालिकावल् प्रति गतम् अस्ति परं मया तत् राजाजीनगर् प्रति आगन्तव्यम् आसीत् अतः पञ्च सप्तममार्गम् बी क्रास् इत्यस्य गृहे आगन्तव्यं कृपया तत् समीकृत्य प्रेषयतु इति प्रार्थये